भारतस्य राष्ट्रीया भाषा संस्कृतभाषा एव भवेदासीत् पुरातनकाले किं जातम् इत्युक्ते हिन्दीभाषा मुख्यतया केचन स्वीकृतवन्तः एतदेव भवतु भारतभाषा अस्माकं राष्ट्रीया भाषा भवतु इति केचन उक्तं वर्तते केचन तद् विरोधं कृत्वा नास्ति संस्कृतभाषा अति प्राचीनकाली भाषा वर्तते सनातनधर्मे धर्मे तद् आगच्छति पुनः देवभाषा अपि वर्तते पुनः बहवः ग्रन्था अपि सन्ति अतः संस्कृतभाषा एव बहु प्राचीनकाली भाषा इति ते विचारादिकं कृत्वा तदेव भवतु इति ते चिन्तितवन्तः परन्तु बहुमतम् हिन्दी भाषायामेव आसीत् अतः तत् समये हिन्दीभाषा एव संस्कृतभाषा राष्ट्रीयभाषा इति ते परिगणनं कृतवन्तः संस्कृतभाषा वस्तुतः उत्तमभाषा वर्तते संस्कृतभाषायाम् बहवः बहवः विचाराः सन्ति तत्र किम् अधर्मः किं धर्मः तत्सर्वं तत्र वयं द्रष्टुं शक्यते किं कर्तव्यं किं न कर्तव्यं रामवत् वर्तितव्यं न तु रावणादिवत् इति एतत् सर्वं तत्र उपदेशं कृतवन्तः अतः संस्कृतभाषा उच्चभाषा वर्तते अतः वयं तदेव राष्ट्रीयभाषा इति वदामः हिन्दीभाषायामपि वर्तते परन्तु मूलं यद् वर्तते भाषामूलं यद् वर्तते तत्तु संस्कृतभाषा एव वर्तते अतः राष्ट्रीयभाषा संस्कृतभाषा इति वयम् परिगणनं कुर कुर्मः